कोविड् काले विज्ञानतन्त्रज्ञानद्वारा वैद्यसेवा अतीव अग्रे गता तत्र यदि विज्ञानतन्त्रज्ञानं न अभविष्यत् तर्हि महदेव कष्टम् अनुभवन्ति स्म जनाः कोविड् काले तदपि लाक्डौन् विद्यते सर्वत्र प्रदेशेषु किन्तु तत्काले जनाः अत्यन्तसुष्ठुद्वारा अत्यन्तसुरक्षितद्वारा कोविड् एप् द्वारा औषधं कोविन् व्याक्सीन् स्वीकर्तुं ते प्रयत्नं कृत्वा अत्यन्तसुलभतया सरलरूपेण ते सुरक्षितरूपेण वैद्यालयं गत्वा औषधं प्राप्तवन्तः एतदेव विज्ञानक्षेत्रस्य वैशिष्ट्यम् अत्र विज्ञानं विना न किमपि कार्यं चलति अतः वैद्यसेवायां विज्ञानतन्त्रज्ञानस्य अतीवमहत्तरं योगदानं लक्ष्यते एव पुरातनकाले तु विज्ञानतन्त्रज्ञानस्य अभावात् अनेके जनाः वैद्यसेवायाः सकाशात् ते दूरङ्गताः पुनः मृताश्च किन्तु अद्यावधि विज्ञानक्षेत्रम् अत्यन्तम् अग्रे विद्यते इति कारणात् कोविड् समये कोविड् एप् द्वारा कोविन् आप् द्वारा स जनाः सहकृताः अभूवन् तेन च समग्रराष्ट्रे स्वप्राणान् सर्वेपि संरक्षितवन्तः